अहं गतमासे शटोक् क्रीतवान् तद् बहु सम्यक् भवति तस्य उपरि क्षीरं भोजनं बहु शीघ्रम् कर्तुं शक्नुमः सर्वे तर्हि तस्य उपयोगः अपि सर्वेषां कृते बहु लाभदायकः अस्ति तर्हि सर्वे स्वीकर्तुम् आगच्छतु बहु सम्यक् अस्य उत्पादनं भवति तर्हि शीघ्रम् आगच्छतु अस्य मूल्यं बहु न्यूनं भवति